नमो नमः कथासाहित्ये काव्येषु च संस्कृतभाषायाः कलात्मकता बहु सम्यक्तया दृश्यते प्रत्येकस्य लेखकस्य लेखनशैली भिन्ना भिन्ना अस्ति तर्हि साहित्ये लेखनस्य शैली बहु सम्यक् अस्ति प्रत्येकस्य लेखकस्य लेखकस्य शैली एका विशिष्टा विशिष्टा विशिष्टा अस्ति तर्हि कालिदासः कविकुल्गुरुकालिदासस्य शैली वैदर्भी शैली अस्ति तर्हि सः अभिज्ञानशाकुन्तले नवरसस्य नवरसस्य नवरसस्य एकत्रीकर्तुं बहु सम्यक्तया अपिज्ञानशाकुन्तलम् इति नाटकं रचितं तर्हि तस्मात् कारणानत् नायकः नायकः दुश्यन्तः वीरः अपि दृश्यते करुणः अपि दृश्यते शृङ्गारः अपि दृश्यते नवरसेषु नायकः दृश्यते इति काव्यशैली काव्ये काव्यरसे काव्येषु महत्त्वमस्ति काव्यप्रकाशे कव्यप्रकाशे तु नायकः कथमस्ति नायिका कथमस्ति इत्यस्य उपरि निवेशनमस्ति इति काव्यं मनुष्यस्य जीवनस्य एकः भागः अस्ति तर्हि तस्य महत्त्वं बहु अस्ति तेन कारणेन चतुर्पुषार्थाः ये अस्ति तर्हि तस्य महत्त्वं काव्यमध्ये सम्यक्तया दृश्यते किमपि क्लिष्टं नास्ति किमपि कठिनं नास्ति तर्हि सम्यक्तया दृश्यते